शिक्षणमाध्यमे संस्कृतस्य वैशिष्ट्यम् अस्त्येव समूहमाध्यमे अपि अस्ति किन्तु सर्वे नागरिकाः एतद्विषये न जानन्ति केचन जानन्ति इच्छया तस्य अध्ययनं कुर्वन्ति अन्ये केचन न जानन्ति तर्हि तेषां प्रेरणां वयं कुर्मः चेत् तेऽपि अत्र आगत्य एतस्य अध्ययनं कुर्वन्त्येव आधुनिककाले सर्वप्रपञ्चस्य ग्रामीकरणः कारणतः ग्लोबलैजे़शन् इत्युच्यते तर्हि अन्यदेशेषु संस्कृतं पठन्ति वयं किमर्थं न पठामः ओ तर्हि तत्र कश्चनः लाभः अस्ति इति ज्ञात्वापि केचन संस्कृतस्य अध्ययनं कुर्वन्तः सन्ति सर्वकारस्य पक्षतः इदमिदानीमेव किञ्चित् किञ्चित् प्रेरणा वर्धते एव प्रेरणा दीयते जनानां पक्षतः इतोऽपि अत्र उत्साहः भवेत् यतः वयं प्रजास्वाम्ये देशे स्मः जनाः यद् इच्छन्ति सर्वकारः अपि तदेव करोति यद्यपि सर्वकारः न करोति तथापि संस्कृतभारती इत्यादि संस्थाः सन्त्येव संस्कृतस्य प्रचारार्थं प्रसारार्थं ततः वयं शिक्षणं प्राप्नुमः तेन मन्दं मन्दं शिक्षाव्यवस्थायां सर्वत्रापि जनानां जीवने अपि संस्कृतं वर्धते